वार्तामाध्यमाः ग्राम्यक्षेत्रेषु पर्याप्तविषयान् दर्शयन्ति तत्र विशेषरूपेण जगति विद्यमानं सर्वं अत्र वार्तामाध्यमेषु दृश्यन्ते परन्तु ग्रामविकासार्थम् अथवा ग्रामे एव वासः कर्तव्यः तस्य प्रयोजनं किमस्ति इत्यादिकं तत्र वार्तामाध्यमेषु नैव दर्शयन्ति यतः सर्वेपि जनाः नगरे एव वसितुम् इच्छन्ति अतः ग्रामविषयान् न दर्शयन्ति अपि च ग्राम्यक्षेत्रेषु पर्याप्त विषयान् दर्शयन्ति एव कदाचित् अधिकमपि दर्शयन्ति केचन विषयाः न चर्च्यन्ते इति अस्माभिः अङ्गीकर्तव्यः एव यतः ग्राम्यक्षेत्रेषु बहुविध प्रतिभाा छात्राः पुरुषाः महिलाः वर्तन्त्येव तेषाम् अथवा तेभ्यः योग्यपुरस्कारः नैव लभ्यमानमस्ति इति सत्यमेव तदर्थं तस्य दर्शनम् अथवा तेषां पुरस्कारः इत्यादिकं क्रियते चेत् माध्यमेषु तेषां दर्शनेन ते बहु प्रोत्साहिताः भवन्ति तेन ते अग्रे आगन्तुम् अर्हन्ति अपि च ये ग्रामे तिष्ठन्ति ते ग्रामे स्थातुमेव बहु इच्छन्ति ग्रामं त्यक्त्वा नगरेषु वासार्थं ते मनः न स्थापयन्ति तदर्थं माध्यमेषु एते विषयाः चर्चनीयाः एव परन्तु सद्यः तस्य दर्शनं नैव वर्तते इति अङ्गीकारः कर्तव्यः